हरिः ओम् नमस्ते महोदय नमस्ते महोदय कथं सः कथमस्ति आं गतसप्ताहे भवन्तः मम भोजनालयं प्रति आगतः खलु आम् आमामां भवन्तः गतमासे तत्र कार्यक्रमार्थं चायं आर्डर कृतवन्तः खलु आगत्य भोजनादिखाद्यानि नीतवन्तः अस्माकं भोजनशालातः इदानीं श्रूयते वा महोदय आं दृष्टवान् पुनः आगच्छन्तु कदाचित् अपेक्षते चेत् हा सर्वं लभ्यते महोदय यद् नास्ति सर्वं लभ्यते इड्लिका दोसा पूरिका सर्वं लभ्यते

तर्हि किमर्थं तत्र कष्टं किमर्थम् समस्या एव मास्तु आगच्छन्तु अत्रैव लभ्यते खलु हा सर्वं लभ्यते महोदय अत्यन्तं रुचिकरं लभ्यते सर्वेपि अत्रैव आगच्छन्ति अस्तु महोदय चिन्ता मास्तु सर्वदा आगच्छन्तु सर्वदा स्वागतम् हा मम नाम विद्यते ईश्वरः इति महोदय

अवश्यं वा आगच्छन्तु आगच्छन्तु महोदय स्वागतं स्वागतम् अस्तु महोदय अस्तु